योगः तावत् शारीरिकं केवलं न भवति नाम शारीरिकव्यायामरूपेण यत् क्रियतेस्माभिः वृक्षासनं तटासनं सूर्यनमस्कारः इति केवलं यत् क्रियते तत्केवलम् इति योगासनमिति न मन्तव्यम् योगः तावत् अष्टविधः वर्तते यमनियमासनप्राणायामप्रत्याहारधारणध्यानसमाधयः इति तत्र या समाध्यवस्था वर्तते सा एव अन्तिमा इत्युच्यते इदानिम् अस्माभिः सूर्यनमस्कारः इत्यादिकं सर्वं अपि आसने अन्तर्भवति तत् त्यक्त्वा इदं तावत् आसनमित्येतत् शरीरं प्रति उपयोगाय भवति ध्यानम् इत्यादिकं यद्वर्तते तत् मनः प्रति उपयोगाय भवति मनसः एकाग्रतार्थम् इत्यादिकं इत्यादिप्रत्यये इत्यादि प्रति तत् सर्वम् उपयुक्तं भवति अनुष्ठानम् इत्यादिकं नाम अनुष्ठानं नाम एकस्येव निरत निरन्तररूपेण या क्रिया क्रियते ध्यानं वा आसने स्थिरता वा इत्यादिकं सर्वमपि अनुष्ठानम् इत्यादि रूपेण उच्यते तत्र स या समाधिः इत्युक्ता सा समाधिः चतुर्विधा वर्तते प्रज्ञा सम्प्रज्ञातसमादिः असम्प्रज्ञातसमाधिः सविकल्पसमाधिः सविचारसमाधिः इति आदौ तावत् सविचारसमाधिर्भवति तदुत्तरं सं निर्विचारसमाधिर्भवति तदनन्तरं सम्प्रज्ञातसमाधिर्भवति तदनन्तरम् असम्प्रज्ञातसमाधिर्भवति इमाः सर्वाः समा अवस्थाः अपि समाधेः चेदपि तत्र केचन भेदाः वर्तन्ते सविचार विचारसहिता समाधिर्या वर्तते सा सविचारसमाधिः इत्युच्यते विचाररहिता विचारं नाम वस्तुविषये इत्यादिकं चिन्ता या नास्ति वस्तुविकल्पशून्या या वर्तते सा निर्विचारसमाधिः इत्युच्यते यत्र तावत् सात्विक्यः वृत्तयः भवन्ति सा स्तितिः सम्प्रज्ञातसमाधिः इत्युच्यते यत्र कस्यापि वृत्तेः अवकाशः एव नास्ति सुतरां कापि वृत्तिरेव यत्र न उत्पद्यते सा वृत्तिः असम्प्रज्ञातसमाधिः इत्युच्यते सा अवस्था यदि प्राप्ता तस्याः एव अपरं नाम योगसमाधिः इति एवं रूपेण समाधिप्राप्तिरपि योगः योगेन भवितुमर्हति इति पतञ्जलि ऋषिः बोधितवान् वर्तते तत्र समाधौ कापि वृत्तयः न भवन्ति इत्यतः सः सर्वदा मुक्तः भवति नाम स्वस्य जीवनकालिकस्य याः कृतयः कृताः भवन्ति तासां यत् फलं वर्तते कर्मरूपफलं यद्वर्तते तद्भुक्त्वा एव तेन अग्रे समाधिं प्रति नाम अर्थात् मोक्षञ्च प्राप्नोति इति क्रमः वर्तते एवं रूपेण असम्प्रज्ञातसमाधिः सम्प्रज्ञातसमाधिः इत्येवं सर्वं योगसूत्रेषु निरोप् निरूपिताः वर्तन्ते इत्यतः इदञ्च सर्वैः आचरणीयं न तु न भ्रमितव्यं शारीरिकमेव योगासनम् इति न भ्रमितव्यं शारीरिकं मानिसिकं मान मानसिकम् इत्येवं रूपेण योगासनम् अपि योगः अपि बहुविधः वर्तते एवं ध्वनिः ध्वनेः अपि ध्वनिर्योगासनं ध्वनेः श्रवणम् इत्यादिकमपि अत्र वर्तते इति विशेषः